भारते तु सर्वेषु विषयेषु लिखितुं पारयन्ति इति मम भावः नाम एकं यद् सिचुवेशन् आसीदिति कस्मिन्नपि नाम लेखनारम्भं कृत्वा अनन्तरं संशयापन्नः संशयापन्नः अथवा अत्यन्तम् इति कथम् इति नाम एकवारं मम विश्वविद्यालयके आन् यान्युल् डे आसीत् सर्वे ये छात्राः सम्यक्तया आसन् आसन् नृत्यन्तीति किन्तु पृष्ठे तु एकं यद् कृतं किल नाम तस्य आवेदनपत्रस्य लेखनकार्ये अहम् एतं निस् एतद् विसृ विस्मृतवती नाम तस्य आवेदनपत्रं यद्वर्तते तस्य कथं निरूपणं भवितुम् अर्हति इति नाम तत् लेखनं पारयितुमहं न शक्नोमि इति मम खेदः आसीत् एकं नाम तत् कथं नाम तस् तद्विषयस्य मम ज्ञानं न वर्तते नाम आफिशियल् लेटर् कथं लेखनीयम् इति न ज्ञायते इति सामान्यतया